आन्तर्जालीय समस्यायाः सामाजिकमाध्यमेषु ट्रोलिङ्ग् विषये च जानासि वा इति प्रश्ने अवश्यं जानामि इत्येव उत्तरं देयं अद्य एतादृश ज्ञानं नास्ति चेत् जीवनमेव दुर्भरं भवति अतः अवश्यं एतादृशविषयाणां ज्ञानं बहूनाम् अनिवार्य जनमानसि तत् कथं प्रभावं जनयति इति वक्तुं एव न शक्यते कुतः चेत् यदा कदा वा यथा कथञ्चित् एवं समाजे कुर्वन्त्येव अतः कथञ्चित् ज्ञानं भवति ततः वयं जागरूकाः कथं भवेम इति चेत् सामाजिकमाध्यमस्य अध्ययनेन दर्शनेन च अस्य ज्ञानं भवितुम् अर्हति वयम् च प्रतिदिनं तादृशसामाजिक माध्यमं यदि पश्यामः तर्हि अस्य ज्ञानम् अस्माकं भवति सामाजिकमाध्यमेषु मम तु तादृश दुष्टानुभवः न कदापि जातः परन्तु बहूनां प्रसिद्धानां जनानां तादृश ट्रोलिङ्ग् भवत्येव वयं माध्यमेषु दिनं प्रति पश्यामः एवं ट्रोलिङ्ग् विषये विषयः अद्य विशेषतः देशे राष्ट्रे प्रसिद्धः कदाचिद् बहूनां द्वेशकारणमेव तत् ट्रोलिङ्ग् भवति कदा कदाचिद् सन्तोषार्थमपि भवति इति तु न केषां संशयः एवं च धनात्मकमपि परिणामं ऋणात्मकमपि परिणामं ट्रोलिङ्ग् इत्यनेन भवति इति तु सत्यं एव